सर्वेषां कार्याणां किमपि उपयोगितम् अस्माभिः प्राप्तव्यं भवति एव यत्र यत्र कार्यमहं कृतवती कृतवती अस्मि तत्र सर्वत्र किञ्चित् स्वस्य लाभः अभवन् एव तथापि अत्र संस्कृतं सेवाया यदा अहं योजितवती तदा बहु आनन्दः अनुभूतवती पठनेन पाठनेन कियत् आनन्दः लभ्यते तत् वक्तुं न शक्नोमि धन्यास्मि संस्कृतं सेवाय अहम्